बाल्यकाले अहं बह्व्यः क्रीडाः क्रीडिताः सन्ति तत्र क्रिकेट् क्रीडा भवति अहं क्रिकेट् क्रीडा क्रीडितवान् वोलिबाल् क्रीडा क्रीडितवान् फ़ुट्बोल् क्रीडा क्रीडितवान् शटल् क्रीडा क्रीडितवान् कब्बड्डि क्रीडा क्रीडितवान् खो खो क्रीडा क्रीडितवान् एवं चक्रक्रीडा क्रीडितवानस्मि एवं बह्व्यः क्रीडाः सन्ति प्रत्येकं क्रीडायाः अपि कश्चननियमः भवति तस्याः क्रीडायाः नियमाः भिन्नाः भवन्ति अतः सर्वासु क्रीडासु मम ज्ञानम् अस्ति अतः अहं क्रीडायां विशेषतया कब्बड्डिक्रीडां बहु अधिकं क्रीडितवानस्मि तत्र षड्जनाः भवन्ति अतः प्रत्येकम् एकं जनं गृह्णाति चेत् सः बाह्यः भवति एवं परस्परं क्रीडायां कश्चन विशेषतया रेखा भवति रेखां स्पर्शनेन एव बाह्यः भवति तादृशव्यवस्था तत्र कब्बड्डिक्रीडायाम् अस्ति